मम इष्टतमः सङ्गीतज्ञः वर्तते एस् पि बालवसुब्रह्मण्यमहोदयः सः बाल्यतः एव सङ्गीतज्ञः तस्य गृहमपि सङ्गीतमयमेव आसीत् सः यदा बाल्ये जन्मं प्राप्तवान् तदा एव सङ्गीतं ज्ञातवान् इत्यतः तस्य सङ्गीते सङ्गीते आसक्तिः अधिका जाता एवं सः तस्य ध्वनिः तु बहु मधुरा वर्तते सः कन्नडभाषायां हिन्दीभाषायां तेलुगुभाषायाम् मळियाळम् इत्यादि अनेके भा अनेकासु भाषासु गानम् गीतवान् अस्ति एवं तस्य वैशिष्ट्यम् अस्ति तथा तथा च सः कर्णाटकीयः वर्तते तस्य कन्नडाभाषायाम् अधिकाधिकतया गानानि सन्ति सः अत्यधिकं दैवं निरूपकं गानम् अनन्तरं प्रेमनिरूपकं गानम् एवमेव सः सर्वमपि गानम् गायति तथा च के च लिखति च एवं तस्य वैशिष्ट्यं वर्तते तथा च तस्य प्रसिद्धिः कियान् अस्ति नाम सर्वे ये ये सङ्गीतज्ञाः सन्ति ते सर्वेपि तस्य विषये जानन्ति एव न कोपि एवमस्ति तस्य विषये न जानाति इति सर्वे जानन्ति एव तथा च तस्य प्रसिद्धिः अन्य विदेशेषु अपि अस्ति यदा सः सङ्गीतज्ञः आसीत् तदा बहु का परिश्रमेण उपरि आगतः तथा च तस्य गानं श्रोतुं विदेशीयाः भारतीयाः तं तत्र आहूय गानं श्रुण्वन्ति स्म एवं तस्य वैशिष्ट्यं वर्तते